नमस्ते मानसगङ्गोत्रि ट्रावेल् एजन्ट् वा

हा अस्माभिः प्रावासार्थं गन्तुम् इच्छ्यते अतः व्यवस्था अपेक्षिता आसीत् कुत्र कुत्र वर्तते गन्तुं आं सत्यं पारिवारिका आं सत्यं सत्यं हा अस्मि वृद्धाः अपि सन्ति बालकाः बालिकाः अपि सन्ति हा सत्यम् अतः एव हा हा सम्यक् हा अस्माकमपि तत्रैव गन्तुम् इच्छ्यते ह्म् तत्र कथं व्यवस्थादिकं

हा हा हा हा हा हा पुनः कति दिनात्मकं हा तर्हि कीयद् धनं भवति तस्य कृते

तत्र डिस्कौन्ट् कति अन्येभ्यः नास्ति वा अन्येभ्यः नास्ति वा फ़ैव् पर्सेन्ट् अस्तु अन्यत् चेत् हा अन्यत् चेत् वरं भासते यतो हि कौटुम्बिकं खलु हा सत्यं हा हा अस्तु अस्तु हा हा अस्तु प्रस्तानं हा अस्तु

हा अस्तु राम् राम् मिलामः